द्विसहस्रतमवर्षस्य फ़ेब्रुवारि मासस्य अष्टमदिनाङ्कः द्विसहस्रतमवर्षस्य जानेवारी मासस्य अष्टाविंशतिदिनाङ्कः द्विसहस्रतमवर्षस्य जून मासस्य पञ्चमः दिनाङ्कः द्विसहस्रतमवर्षस्य आगस्ट् मासस्य नवमदिनाङ्कः द्विसहस्रतमवर्षस्य डिसेम्बर मासस्य विंशतिदिनाङ्कः